ममक्षेत्रे चैत्रमासादारभ्य फाल्गुनमासपर्यन्तं अनेके उत्सवाः आचर्यन्ते आमन्यन्ते प्रप्रथमं तु रामनवमी समये अत्र पोद्दारेश्वरराममन्दिरः अस्ति राममन्दिरमस्ति तत्र महा महती शोभयात्रा प्रचलति तत्र रामस्य अथवा रामलक्ष्मणसीता इत्येते इत्येतासाम् विग्रहाः सन्ति जनाः बालकाः तेषां रूपं धारयन्ति तेषां शोभयात्रा प्रचलति महता उत्साहेन सा शोभयात्रा गच्छति तां द्रष्टुं जनाः सम्मर्देन तत्र उपस्थिताः भवन्ति महालक्ष्मी उत्सवः भाद्रपदमासे आगच्छति तत् तदा जनाः तत्र सन्ति विदेशस्थः अपि जनाः तत्र आगच्छन्ति ये नागपुरात् बहिः निवसन्ति ते अपि अस्मिन् समये आगच्छन्ति स्वस्य यत् कुलव्रतमस्ति तत् निर्वहन्ति तत्पश्चात् नवरात्रिसमये अपि जनाः महत्ता उत्साहेन उत्सवम् आमन्यन्ते दीपावली तु सर्वेषां भारतीयानां महानोत्सवः होलिका समये अपि अत्र रङ्गोद्धालनम् महता उत्साहेन क्रियते